मह्यम् सर्वे सस्यानि लताः वर्धितुं शक्नोमि त् तानि त तस्याम् तस्यां प्रधानतया प्रधानतया शाकानि शाकानि इत्युक्ते कदली सस्यानि अनन्तरम् किं कानिचन ब् ब् पुष्पाणि पुष्पाणि लता पुष्पाणि लताः इत्युक्ते पाटललताः अनन्तरम् किं वदामः पाटल पाटल लताः नारङ्गी नारङ्गी अनन्तरं च जाजि जाजि अनन्तरं शाकानि शाकानि सस्यानि अपि अहं वर्धितुं शक्नोमि शाकानि इत्युक्ते तत्र आ आलुकम् अनन्तरम् क कदली अनन्तरं मरीचिका एतानि सस्यानि मम गृहं मम गृहं पृष्ठतः अहं व वर्धितवती प्रतिदिनं अहं जलं सिञ्चितवती अनन्तरं सस्यानि कथं वर्धयितम् अनन्तरं सस्यानि अन्तः पिपीलिकाः सन्ति चेद् कथं प्रक्षालनकरणीयमपि अहं प्रतिदिनं तत्र गत्वा प्रक्षालनकृत्वा जलं सिञ्चयित्वा अहं तेषां वर्धनविषये अहं बहु जागरूकतया जागरूकतया अहं व्यवहारम् करोमि कृतवती बहु इदानीं त तानि लताः बहु ज्येष्ठाः अभवत् अनन्तरं तेषां कृते औषधानि अपि अहं दत्तवती अस्तु